छात्राणां निमित्तं मया पाठ्यक्रमाधारेण केचन ग्रन्थाः लिखिताः तेषां ग्रन्थानां सहायेन छात्राणां अत्यन्तम् आनन्दः भवति अतः अत्यन्तम् उपयोगपूर्णाः ग्रन्दाः इति भावनया छात्राणां सौविद्ध्यं भवति